नमस्कारः शेरवाली भोजनालयः अहं प्रितम् देवनातः भवतः प्रियग्राहकः अहं बङ्गालि भोजनम् ओर्डर् कृतवान् परन्तु गतपर्याये यथा भोजने गुणवत्ता आसीत् तथा अस्मिन् पर्याये भोजने गुणवत्ता नास्ति पुनश्च आहारस्य प्रमाणम् अपि न्यूनं वर्तते धनं तु तथैव वर्तते कृपया धनानुगुणं प्रमाणं करोतु इति धन्यवादाः